मम मूलनिवासस्थलं वर्तते अगर्तला परन्तु बहु किम् किम् किमपि कार्याणि वर्तन्ते एतदर्थं मया बहुवारं समीपस्थनगरं प्रति अथवा ग्रामं प्रति मया गतं तत्र पूर् गते सप्ताहे मया उदयपुरनगरं गतं तत्र प्रायः गमनस्य आवश्यकता आसीत् तत्र नाम एकस्य कुटुम्बजनस्य गृहे पूजा आसीत् तर्हि तदर्थं मया तत्र गतं पुनः गते सप्ताहे एव मया उनुकुटि जिल्लायाम् गतं तत्र अहं किञ्चित् कार्यालयीयकार्यार्थम् अहं तत्र गतवान् पुनः मम ग्रामसमीपे एव एकः ग्रामः वर्तते तत्रापि मया ह्यः गतं तत्रापि किञ्चित् कार्यार्थम् एव अहं सर्वदैव तत्र गच्छामि